ग्रामीणक्षेत्रे क्रीडायाम् उत्तमव्यवस्था अस्ति ग्रामीणक्षेत्रे ये जनाः निवसन्ति ते जनाः यत् क्रीडा क्रीडन्ति तेषां नामानि भवन्ति कुस्ती कबड्डी इति यदा बलं यत् क्रियायां बलप्रदर्शनं बहूनि भवति तदैव क्रियां क्रीडाक्षेत्रे ग्राम्यजनाः कौशलं सम्यक् प्रस्तुति तत्र सहरे ये जनाः निवसन्ति ते जनाः चेस् इति नाम यथा मस्तिष्कस्य यत् क्रीडा भवति तदेव क्रीडां तेषां जनानाङ्कृते सम्यक् भवति अस्माकं ग्रामे ये कुशलः अस्ति क्रीडाक्षेत्रे तदेव सम्पूर्णभिन्नं ग्रामात् जनाः अपि ग्रामजनस्य तद् क्रीडा एव बहिर्गन्तुं न सः शक्नुवन्ति ते तत्रैव तत्रैव सीमिताः भवन्ति ते तासां कला अतः मया सर्वकारेण अनुद्यते ग्रामिणजनानाङ्कृते ये क्रीडां क्रीडन्ति तेषाम् एकं संस्था निर्माणं कर्तुं शक्यते इति अहं भावयामि